अहं योगशिक्षणार्थम् अन्तर्जालवाहिन्याः अनुसरणम् अनुसरणं न करोमि तथा न करोमि परन्तु अन्तर्जालवाहिन्याः अपि प्रयोगः योगः शिक्षणार्थं कर्तुं शक्यते यदा तत्र यथा बाबा राम्देव् सन्ति ते योगं कारयन्ति ते ब तेषां बहु प्लेट्फ़ोर्ं सन्ति तत्र ते योगं कारयन्ति योगस्य स्वरूपं योगः योगः किं योगस्य कति अङ्गानि सन्ति तथा च आसनं प्राणाः आसनानि प्राणाः प्राणायामादयः कथं कर्तव्यानि तदपि ते ज्ञापयन्ति परन्तु यदा योगस्य शिक्षणार्थम् अन्तर्जालवाहिन्याः प्रयोगः कर्तुं शक्यते यतो हि तस्याः प्रयोगं क्रियते चेत् तदा वयम् अधिकजनेभ्यः कृते योगं शिक्षयितुं शक्नुमः यदा यदा वयं योगाभ्यासस्य सिक्षां ददामः कस्मै अपि जनाय प्रति तदा सः प्रारम्भिकस्तरे बहु कष्टम् अनुभवति यतो हि तस्य शरीरं योगाय अनुकूलं न भवति अतः यदि प्रारम्भे एव उत्तमस्तरीयः योगः उत्तमस्तरीयानि आसनानि उत्तमस्तरीयानि आसनानि तस्य कृते दीयन्ते चेत् तथा च सः करोति अपि तदा तस्य शरीरे किमपि कष्टं भवत्येव तथा च यदि शनैः शनैः सरलानि आसनानि आसनैः आसने आसनेन आसनानि वयं कारयामः तदा शनैः शनैः तेषां शरीरस्य क्षमता वृ क्षमतायां वृद्धिः भवति वृद्ध्यनन्तरं सः योगः योगकरणार्थं शक्तः भवति तदा आसनादिकं कारयितुं कठिनम् आसनादिकं कारयितुं शक्नुमः